भो महोदय मम एकं एकं केब् आवश्यकं अस्ति वा किलो मीटर् कृते कियत् भवति दशरूप्यकानि किञ्चित् न्यूनं करोतु महोदय एकदिनात्मकं वयं सपरिवारं गच्छामः कुल्लुरु गत्वा अनन्तरं तथैव सागरा अनन्तरं शिव्मोग्गा चित्रदुर्गा सर्वं दृष्ट्वा सायं काले पुनः निट्टूरु आगन्तव्यं तावदेव किलो मीटर् त्रिशतं त्रिशतं भवतु त्रिशतं भवतु एव चिन्ता नास्ति अष्टरूप्यकाणि वा अस्तु अस्तु अस्तु अस्तु आगच्छतु प्रातःकाले पञ्चवादने श्वः समये आगन्तव्यं महोदय अस्तु अस्तु